मम महाराष्ट्रराज्ये प्रमुखानि धार्मिकस्थानानि कानि भवेयुः इत्युक्तौ अत्यन्तं सामान्यजनानां प्रभृति महत्तरेषु जनेषु श्रद्धास्थानम् आवहति पण्ढर्पुर् इति विठ्ठलक्षेत्रम् तत्तु अत्यन्तं प्रियं सर्वेषां जनानां पूजास्थानं श्रद्धास्थानं भवति अनन्तरं शिवाजी नामकः यः स्वराज्यव्यवस्थापकः राजा आसीत् मम देशे तस्य कुलदैवतम् आसीत् तुलजाभवानी इति तदेकम् अत्यन्तं प्रसिद्धं स्थानं शक्तिपीठेषु अपि तस्य गणना भवति अन्यदेकं कोल्हापुरक्षेत्रं इदमपि अम्बायाः मन्दिरं शक्तिपीठेषु अन्यतमत्वेन गण्यते शिवक्षेत्राणि अनेकानि सन्ति तत्र महाबलेश्वरम् इति एकं शिवक्षेत्रम् अत्यन्तं सुप्रसिद्धं पर्वतेषु वर्तते ततः पञ्चगङ्गानदी उगमश्च भवति इति तस्य महत्वम् अतीव दृश्यते अनन्तरं भीमाशङ्कर इति एकं सुप्रसिद्धं ज्योतिर्लिङ्गं भवति तथैव त्र्यम्बकेश्वरम् इत्यपि अत्यन्तं प्राचीनं शिवक्षेत्रं श्रद्धास्थानञ्च सर्वेषां वर्तते ज्योतिर्लिङ्गेषु च अन्तर्भवति एवं विधाने बहूनि पूजाश्रद्धास्थानानि मम प्रदेशे विलसन्ति